अन्यभाषाविस्तरे संस्कृतभाषायाः योगदानं महत्त्वपूर्णम् अस्ति अन्यभाषानाम् अन्यभारतीयभाषानाम् इति वक्तुम् इच्छामि संस्कृतभाषा प्रायः सर्वेषां भारतीयभाषाणां मूलस्रोतः इव वर्तते अतः भारतीयानां भाषाणां विस्तरे संस्कृतभाषया विना कार्यमेव न शक्यते इति मम मतं संस्कृतभाषा मूलभाषा अस्ति न केवलं मूलभाषा संस्कृतभाषा ज्ञानभाषा अपि अस्ति न केवलं ज्ञानभाषा अपि तु संस्कृतभाषा सर्वासां सर्वासां भारतीयभाषाणां जननीत्वेन मन्यते सा सर्वासां भारतीयभाषाणां जननी इति कथ्यते एतत् कथनम् एषा मान्यता एव संस्कृतभाषायाः महत्त्वपूर्णं योगदानं वदन्ति मन्ये भाषाविस्तरे शब्दविचारः महत्त्वपूर्णः पदविचारः महत्त्वपूर्णः शब्दविचारे अथवा पदविचारे वा संस्कृतभाषायाः आधारः दृश्यते एतदेव महत्वपूर्णं योगदानं मूलभूतं योगदानम् इति मन्ये